अहं गूगळ् मीट् इति नाम वीडियो कान्फ़रेन्सा उपयुज्यम् तद् बहु सम्यक् भवति यदा कोरोना नाम रोगसमये कक्ष्या ओण्लैन् माध्यमेन अभवत् तत्समये एतत् मार्गमुपयुज्य कक्षां प्रचलति अहं गूगुल् मीट् उपयुज्य कक्षां श्रुतवती न केवलं कक्षा अन्येषां राज्ये सञ्चालयतः सङ्गोष्ठी बहवः सङ्गोष्ठ्याः एवं मम गृहे उपविश्य तत्र भागग्रहणं कर्तुं शक्नोमि मुक्त मुक्तमार्गे एव बहवः विषयाः बहवः विषयाः पठितुमपि शक्नोमि बहवः महान् महापण्डितानां कक्षा गृहात् उपविश्य श्रोतुम् शक्नोमि एतादृशम् अस्माकम् अस्माकं मित्राणि सह एतादृशमार्गेन मीटिङ्ग् सञ्चालयितुमपि शक्नुमः दूरेस्थित्वा सर्वेषां दर्शनाय एतत् एप् उपकरोति